हरिः ओम् अहं ज़ू पार्क् द्रष्टुम् इच्छामि कृपया मां वदन्तु टीकेट् कुत्र स्वीकरणीयं अस्तु तर्हि कति रूप्यकाणि भवति एक टीकेटम् आम् अहं तु वाहनम् इच्छामि न न मास्तु अहं मम दूरवाणी अस्ति अहं केमरा न स्वीकरोमि अस्तु तर्हि अहं तर्हि दूरवाणी कुत्र स्थापनीयं तत्र किञ्चित् धनमपेक्ष्यते वा अस्तु अस्तु ज़ू पार्क् मध्ये सिंहादि सन्ति वा अस्तु तदर्थं किमपि धनं नावश्यकं अस्तु समीचीनं तर्हि तर्हि पक्षिणां कृते वन्यजन्तूनां कृते किमपि भोजनं भोजनस्य व्यवस्था अत्र अस्ति वा